अहं लघुव्यापारं प्रति परिचितः अस्मिन् शताब्दे वयं सूचनातन्त्रज्ञाने अर्थात् इन्फोर्मेशन् टेक्नोलजि काले स्मः अतः भारते अधिकतया व्यापारार्थम् अवकाशः लभ्यते कश्चन नूतनव्यापारस्य आरम्भं करोमि इति इच्छति चेत् अद्यतनकाले अतिसरलं वर्तते तदर्थं केवलम् अन्तर्जालस्य सङ्गणकस्य ज्ञानम् आवश्यकम् लघुनिवेशम् अर्थात् इन्वेस्ट्मेण्ट् कृत्वा अपि गृहे गृहे उपविश्य व्यापारस्य आरम्भं कर्तुं शक्यते कश्चन व्यापारे उपरि उक्तानि मूलभूत उपकरणानि अपेक्षितानि भवन्ति अहमपि लघुतन्त्रांशसंस्थायां निर्देशकः अस्मि तन्त्रज्ञानम् उपयुज्य अहं समस्यायाः समाधानं ददामि कश्चन एतादृशीं संस्थाम् आरब्धुम् इच्छति चेत् तस्य आदौ तन्त्रांशानां तेषां समस्यानां विषये ज्ञानं निश्चयेन अपेक्षितम् तथा सति किञ्चित् धनराशीना संस्थां व्यापारं वा आरब्धुं शक्नोति